हरिः ओम् ओला इत्यस्य उपभोक्तृकेन्द्रे वार्तां करोमि खलु तर्हि एकं साहाय्यम् अपेक्ष्यते मया एकं यानं तत्र बुक् कृतवान् आसीत् तस्मिन् तत्र मम स्वीकृतिः अपि जाता किन्तु यानचालकः तत् रिजेक्ट् कृतम् तस्मात् मया इतोऽपि एकं यानं बुक् करणीयं भवति किन्तु तत्र समयं बहु स्वीकरोति इत्यतः अहं तदपि केन्सेल् कृतम् किन्तु तत्र धनरूपेण किञ्चित् मया पूर्वमेव दत्तम् आसीत् तत् तस्य प्रत्यर्पणम् अहम् इच्छामि तर्हि तत् कर्तुं शक्यते खलु नैव मम पार्श्वात् तत्र दोषः नास्ति वस्तुतः यः समयः मया दत्तमासीत् तस्मिन् समये चालकः नागतः तस्मादेव मया तत् केन्सेल् कृतम् यतोहि अन्यत् यानं बुक् करणीयमेव अस्ति खलु किन्तु ते पेमेण्ट् तत् स्वीकृतं यत् नाम अड्वान्स् रूपेण पूर्वमेव यत् प्रेषितमासीत् तत् भवतां पार्श्वे अस्ति आं क्लेशः नास्ति यदि अ अपरऽस्मिन् पर्याये यदा अहं तत् प्र तस्य प्रयोगं कर्तुं शक्नोमि वा तथा करोतु नो चेत् साक्षात् रिफण्ड् इति कृत्वा मम तत्र अकौण्ट् मध्ये प्रेषयितुमपि शक्यते आम् अस्तु